बोः मम समीपे तु धनमेव अस्ति भवतः समीपे परिवर्तनम् अस्ति वा मम समीपे एकशतस्य रूप्यकाणि एव अस्ति अस्तु वा हा अस्तु अस्तु तर्हि